किं योगः शारीरिकव्यायामस्य रूपं वा अस्य उत् अस्य प्रश्नस्य उत्तरं शरीरस्य स्वस्थतायै योगः व्यायामः च आवश्यकाः कार्याः सन्ति आधुनिककाले शरीरं स्वस्थं स्थापयितुं प्रवृत्तिः वर्धिता अस्ति अतः एव अद्य सर्वं जगत् योगं व्यायामं च गृह्णाति एतयोः कार्ययोः शरीरस्य योग्यतायै आरोग्याय च क्रियते किम् एतौ कर्मौ समानौ स्तः सामान्यतः योगः व्यायामः च समानाः इति मन्यन्ते योगव्यायामयोः किं भेदः इति पश्यामः परन्तु एतेषु अध्ययनेषु योगः सुरक्षितः व्यायामः हृदयरोगस्य अधिकजोखिमयुक्तानां रोगिणां सहाय्यार्थं सम्भाव्यः उपयोगी हस्तक्षेपः च इति ज्ञातम् योगेन बलं लचिलतां च सुदृढं कर्तुं शक्यते यत् दीर्घकालीन वेदनास्थीनां न्यूनीकरणे सहायकः भवितुम् अर्हति